आकाशवाणीमध्ये संस्कृतं कथम् उपयोक्तुं वर्तते नाम आकाशवाणीमध्ये वयम् आङ्करिङ्ग् कुर्मः खलु तदानीं संस्कृतम् उपयोगं कुर् क कुर्वन्ति चेत् तत् संस्कृतं नाम किं किञ्चित् भिन्नमेव नास्ति न भिन्नं नास्ति ते किं इदानीं के के भाषाः सन्ति तेषां मध्ये मध्ये अपि इदं आगच्छति संस्कृतं कन्नडमध्ये वा इङ्ग्लिश् मध्ये वा हिन्दी मध्ये वा आगच्छति आगच्छति इदं किमर्थं नाम ये ते किं भाषाः सन्ति कन्नडं इङ्ग्लिष् हिन्दी वा एते ए तेलुगु वा तमिळ् वा भवति अस्ति ते संस्कृतात् एव आगतं आगतवन्तः इति कारणतया संस्कृतं किञ्चित् अवगन्तुं शक्यते वदामः चेत् अनन्तरम् आङ्करिङ्ग् समये इदं संस्कृतम् उपयुज्यते चेत् बहु समीचीनं तत् अनन्तरं दूरदर्शनमध्ये इतोपि बहु समीचीनं किमर्थमिति पृच्छन्तु किमर्थं नाम तत्र आक्षन् दर्शयित्वा अस्य का अस्य कार्यस्य कृते एवमेव भक्तिं प्रयुज्य वक्तव्यम् इति ज्ञातुं शक्यते इदं कार्टून्स् सर्वमागच्छति आगच्छति ते तेषां कृते इदम् आड् कुर्मः चेदपि लघुबालाः पश्यन्ति अनन्तरं तु ते अपि तत् भाषणं ज्ञातुं शक्यते ते अपि अनन्तरं आडिशन् मध्ये वा कु कुत्र वयं दा संस्कृतसम्भाषणं प्रयुक्तुं शक्यते अनन्तरं महाभारतं रामायणं सर्वम् आगच्छति तत्सर्वं संस्कृतं मध्ये ट्रान्स्लेट् कृत्वा दर्शयामः चेत् किञ्चित् ज्ञातुं शक्यते तेपि वृद्धाः भवन्ति तेऽपि ज्ञातुं शक्यते किञ्चित् अनन्तरं मुद्राणरूपेण नाम इदं सर्वम् आकाशवाणी दूरदर्शनेन कथम् आक्षन् करणीयं कथं सम्भाषणम् इदं समाप्तं मुद्र मुद्राणरूपेण कथं लेखनीयं संस्कृतं तत्तु बहु सुलभं किमर्थं नाम लिपि तु हिन्दी एव अस्सि संस्कृतस्य इति कारणतया संस्कृतं बहु लेखनार्थं बहु सुलभं भवति